अहं नटेशः उडुपितः मया पञ्चविंशति दिनाङ्के मङ्गलूरु विमानस्थानकं गन्तव्यमस्ति अतः मम कृते टेक्सि आवश्यकमासीत् कृपया तत्र नववादने सायं नववादने प्रापयन्ति वा उडुपिं भवन्तः पञ्चविंशति दिनाङ्के सायङ्काले सार्धषड्वादने इतः मां नयन्तु तत्र मम स्थानं वदिष्यामि एतत् उडुपि नगरे तेङ्कपेटे इत्यत्र संस्कृतभारती इति कार्यालयः अस्ति तत्र आगच्छति चेत् अहं तत्रैव भवामि अहं तत्र मम लोकेशन् अपि प्रेषयिष्यामि कृपया सार्धषड्वादने पिकप् कर्तुं शक्यते वा नववादनात् पूर्व पूर्वं तत्र प्रापणीयमस्ति मङ्गलूरुविमानस्था विमानस्थानकं प्रापणीयम् अतः अस्तु धन्यवादः